मया आधिक्येन पित्रा सह यात्रां कर्तुं इष्यते यतः ते सर्वत्रापि अटन्ति इत्यतः लोकानुभवः तेषां कृते सम्यक् वर्तते अपि च तैः सह अहम् यदि भवामि तर्हि अहं सुरक्षिता अस्मि इति एकः अनुभवः भवति अतः ते यत्र यत्र गच्छन्ति तत्र सर्वत्रापि आधिक्येन माम् नयन्त्येव तथा मह्यं किं सम्यक् भवति किं सम्यक् न भवति इति ते सम्यक् ज्ञातुं शक्नुवन्ति अतः आधिक्येन मया पित्रा सह सर्वत्रापि अट्यते